षड् ऋतवः वर्तन्ते तत्र इष्टतमः ऋतुः वर्तते वसन्त ऋातुः वसन्त ऋतौ तावत् सर्वे वृक्षाः सस्यानि एते नूतनं जन्म प्राप्नुवन्ति इति विशेषः वृक्षाः तावत् स्व किं पुरातनं यद् पर्णानि यद्वर्तन्ते तत्सर्वं परित्यज्य नूतनपर्णानि वर्द् वा वर्धनं कुर्वन्तीति विशेषः अपि च वसन्त ऋतौ आम्रफलं वर्षेषु एकं व संवत्सरे एकदा आगम्यते आम्रफलमिति कृत्वा आम्रफलम् इष्टतमं वर्तते यथाशक्ति अहम् आधिक्येन तस्मिन् ऋतौ आम्रफलं खादामि अपि च अस्मिन् ऋतौ सर्वे वृक्षाः नूतनतया आभासमानाः वर्तन् आभासमानाः भवन्ति अस्मिन् काले एव युगादिपर्वणम् आगच्छति इति कृत्वा अस्माकं नूतनं वर्षमपि अस्मिन् काले एव आरभ्यते वसन्त ऋतु आरम्भे एवञ्च सर्वे वृक्षाः नूतनतया नूतनं जन्म प्राप्नु प्राप्नुतः इत्येव आभान्ति अनन्तरं वृक्षाः अपि बहु सन्तुष्टाः भवन्ति प्राणिनः अपि सन्तुष्टाः भवन्ति अपि च वयमपि मनुष्याः सन्तुष्टाः भवामः तत्सर्वं दृष्ट्वा इति कृत्वा वसन्त ऋतुः मह्यं मम इष्टतमः ऋतुः वर्तते